अस्माकं प्रदेशे सर्वकारीयस्वास्थ्यसेवाः अनेकाः सन्ति तत्र आयुर्वेदवैद्याः सन्ति सः अनन्तरं आलोपथीवैद्याः सन्ति अनेके सन्ति तत्र आलोपथी अस्ति होमियोपथी अपि अस्ति परन्तु सर्वकारीयस्वास्थ्यसेवाः आलोपथी आयुर्वेदः एव सन्ति इति मन्ये तु सम्यक् कार्यं कुर्वन्ति आलोपथीमध्ये किं भवति चेत् यत्र रोगः तत्र तत्र रोगनिवारणं तेषाम् अभ्यासः परन्तु आयुर्वेदे तथा नास्ति ते सर्वस्य सर्वेषां रोगाणां ते किं कुर्वन्ति ये औषधं कुर्वन्ति तत् समग्रस्य शरीरस्य औषधं भवति इति मम अभिप्रायः तत् तासाम् उपलब्धिः तासां तत्र गत्वा वैद्यसमीपं गत्वा तत्र औषधं प्राप्नुयुः तद्विषये एवं वक्तुम् इच्छामि